नमस्कारः योगाभ्यासानन्तरं केवलं मम न अपि तु अन्येषामपि मानसिकशारीरिकस्वास्थ्ये परिवर्तनं भवति ममापि योगाभ्यासानन्तरं मानसिकशारीरिक परिवर्तनं दृश्यते एकं शान्तः मनसि भवामि तथा च पठने अपि मनः अग्रेसरं भवति चिन्तने अपि तत् दैनन्दिनजीवने अपि बहुमहत्त्वं बहुप्रभावः भवति योगः केवलम् एकं शरीरं परिवर्तनं करोति न अपि तु मानसिकं अपि तु स्वस्य सामाजिकम् अपि परिवर्तनं कर्तुं समर्थो भवति तत् केवलम् एकस्य नापितु अपि तु देशस्य अन्यान्य भिन्नभिन्नक्षेत्रस्य जनाः कुर्वन्ति तदेव महान् प्रभावः दृश्यते भवति एव